गतवर्षे अहं रियल्मि एक्स्टि इति एकं एकां जङ्गमवाणीं क्रीतवान् सम्यक् कार्यं कुर्वती अस्ति तत्र सिक्स्टिफोर् एम्पि केमेरा अस्ति छायाग्रहं सम्यकेव करोति अनन्तरं फोर् जीबि रेम् अस्ति पुनः ओन्ट्वेण्टि ऐट् जिबि मेमोरि टुफिफ्टिसिक्स् जिबि एक्स्टेण्डेबल् मेमोरि अस्ति इति कारणतः एतत् क्रीतवान् तत्र पवर् बेकप् अपि सम्यकेव अस्ति शीघ्रं चार्ज् कर्तुं शक्नुमः अत्र सार्धषोडशसहस्रे एतादृश जङ्गमवाणी उत्तमा इत्येव वक्तुं शक्यते